अत्र अन्धविश्वासः इति किमपि नास्ति पूर्वम् तत् अस्माकं जनपदे एवं भवति हि अस्माकं प्रदेशे दैवाराधना भूताराधना बहु अधिकम् अस्ति तद्विषये युवजनानां मनसि किं आसीत् ते सर्वं एवमेव कुर्वन्ति अन्धविश्वासः इति चिन्तनमासीत् किन्तु यदा तद् कान्तार चलनचित्रम् आगतं खलु तत्र दैवाराधनं सर्वं दृष्ट्वा जनानां मनसि एवं भावम् आगतं ते तदपि एतदपि एकः सम्प्रदायः अस्माकं स्मप्रदायः इति एकं मनसि भावना आगतं तदनन्तरं तद्विषये अन्धविश्वासः इति मनसि किं संशयः आसीत् तद्गतं अन्यत् किमपि इति नास्ति पूर्वम् एकमासीत् अत्र अस्माकं हरिजनः इति अस्ति खलु तेषां कृते किमपि ददाति चेत् अस्माकं दरिद्रः गच्छति अस्माकं एतद् किं वदति चेत् अन्लक् इति अस्ति कलु तद् गच्छति सर्वम् आसीत् पूर्वं कुर्वन् ते आसन् तत् दृढ तद्विषये तावत् चिन्तनम् एतावद् किमपि ददाति चेत् किमपि अदृष्टः भवति तदपि चिन्तनमासीत् अन्धविश्वास इति न वदामि जनः चिन्तयन्ति इति